हरिः ओम् अहम् एकं यानं भाटकरूपेण स्वीकृतवान् आसम् तस्य यः चालकः यानस्य आसीत् सः मास्क् न धृतवान् आसीत् भवन्तः जानन्ति इदानीं कोविड् कालः बहु तीव्र अवस्थायामस्ति अतः सा मास्क् अपि न धृत्वान् आसीत् द्वितीयं तत्र सेनिटैज़र् अपि नासीत् तस्मिन् याने तस्य सीट् कवर् इत्यादिकं बहु मलिनम् आसीत् इत्यादिकम् आसीत् अतः अहं बहु दुःखितस्सन् भवन्तं सूचयन् अस्मि सः मास्क् धरतु यः कोपि चालकः भवतु सः मास्क् धृत्वा यानं चालयतु सेनिटैज़र् तस्मिन् याने भवेत् तस्य सीट् इत्यादिकं किञ्चित् प्रक्षालितं भवेत् तेन च रोगस्य प्रसारः प्रसारक्षमता न्यूना भवति अन्यथा बहवः अपि तत्कारणतः रोगग्रस्ता भवन्ति इति